तन्त्रज्ञानविषये ग्रामीणक्षेत्रे किञ्चित् आवश्यकविषयाः दातव्याः सन्ति परन्तु ग्रामीणजनाः ते पूर्वमेव एतस्मिन् विषये प्रज्ञाः भवन्ति एव

तद् किं कथं साध्यम् इत्युक्ते अस्माभिः संस्कृतभारत्याः सम्भाषणशिबिरमपि च चा चाल्यते तस्मिन् समये तन्त्रज्ञानविषये अपि इतोपि एकः वर्गः वर्गं चालयि चालयामः चेत् तद् लाभ लाभदायकं भवति सर्वेभ्यः जनेभ्यः ए एतादृश उत्तमज्ञानं प्राप्यते अनन्तरं त त तन्त्रज्ञाने तु बह बहूनि उत्तमानि विषयाणि कथं प्रयोगं कर्तुं शक्यते इत्यपि वयम् अस्माभिः पाठनीयम्